हा आं श्रूयते वदतु आम् अहं विश्वनाथ होटेल् तः वदामि आम् अत्र प्रकोष्ठं रिक्तमस्ति कियान् प्रकोष्ठः अपेक्षते भवता

पञ्चदशदिवसानां कृते तस्य उपलभ्यता अस्ति प्रकोष्ठस्य रूप्यकाणि सन्ति एकसहस्रं प्रतिदिनस्य

भोजनं भिन्नतः भवति यद् भवान् स्वीकरिष्यन्ति तस्य यद् रूप्यादिकं भवति तद् भिन्नं देयनीयं भवति नै नै शयनव्यवस्था भवतां प्रकोष्ठे शयनव्यवस्था उत्तमा भविष्यति तस्मिन् विषये कोपि न्यूनता न भविष्यति तत्र रानी रानि बेड् इति दीयते वातानुकूलितं वर्तते तस्मिन् विषये चिन्ता मा कुरु मा करोतु वातानुकूलितं भवति तथा च प्रतिनित्यं प्रकोष्ठस्य स्वच्छादिकमपि क्रियते नै ए सि नै भवतः इच्छा अस्ति चेद् भवान् तत्र तारणक्रिया कर्तुं शक्नोति तत्र स्मिम्मिङ्ग् पूल् वर्तते तत्र भवान् स्मिम्मिङ्ग् कर्तुं शक्नोति तस्य कोऽपि भिन्नः शुल्कं न भवति परं तत्र एकं विशिष्टवस्त्रं धारयित्वा एव भवान् तेराकि कर्तुं शक्नोति नै भिन्नमपि अस्ति यत् यत् कुत्रापि भवान् गन्तुमिच्छति चेद् या होटेल् अस्ति तस्य कार्यानं वर्तते तस्मिन् कारयानेन भवान् यत्र कुत्रापि भ्रमितुमिच्छति तत्र भ्रमणं कर्तुं शक्नोति अस्तु आगच्छतु भवतां स्वागतम् धन्यवादः